अहम् अन्यजनस्य गृहोद्याननिर्माणसमये अहं ससन्तोषं कुरु पूर्वं साहाय्यं कृतवती प्रथमं तत्र गृहे गृहे गृहजनस्य जनस्यादीनां सहकारणं भव् अस्माकं कृते आवश्यकम् अस्माकं कृते आवश्यकं गृहोद्याननिर्माणं स सह सन्तोषपूर्वं वयं वयं कृतं कर्ता कर्ता वयं कर्त्यति चेत् अस्माकं कृते अस्माकं मनसि अपि सन्तोषं वर्तते तत् प्रकृतिः प्रकृतिर्मध्ये सर्वमस्ति सर्वं प्रकृतिमयमस्ति प्रकृतीसंरक्षणमस्माकम् अस्माकम् एकैकं कर्तव्यमस्ति आस्माकं गृहं सुन्दरं भवति चेत् वयम् एकम् उद्यानं वयं निर्मितम् उद्याने विविधतराणि पुष्पाणि वृक्षाणि तत्सर्वमस्ति चेत् अस्माकं मनसि मनसि सन्तुष्टः सन्तोषः तत्सर्वम् अस्माकं कृते सम्भवति